अहं लेखनीम् इत्यादि उपयुज्य चित्रं लिखामि किं चित्रं नाम मानवस्य मानवस्य चित्रं यः कश्चिद्वा भवतु परिसरस्य परिसरस्य वा तद् शेडिङ्ग् इति वदामः वदामः कलु तद् रूपेण अहं चित्रं कर्तुं शक्नोमि चित्रं लिखितुं शक्नोमि भित्तेः उपरि लिखितुं शक्नोमि पुनः पुस्तकस्य उपरि लिखितुं शक्नोमि इदानीं मया एकं चित्रं लिखितमस्ति तद् कथम् अहं लि लिखितवानस्मि इति मया इदानीम् उच्यते प्रथमं अहं तद् पुस्तकं एकम् एकं पत्रं स्वीकरोमि तस्मिन् सेण्टीमिटर् स्वीकृत्य समानतया रेखां स्थापयामि अनन्तरं तस्य एकस्य एकैकस्य बोक्स् मध्ये एकम् एकं चित्रं लिखामि तदा यदा सम्पूर्णतया तद् चित्रं लिखामि तदा तस्य व्यत्यासः न भवति तेन किं करणेन किं करणेन नाम यदा रेखादिकं स्थाप्य यदा चित्रं लिखामः तदा तस्य व्यत्यासः न भवति सम्यक्तया शुद्धम् आगच्छति तस्य व्यत्यासः इति दोषः नैव दृश्यते इदानीं मया तद् यदा यथा उक्तं तद्वत् मया कृतमस्ति बहु समीचीनतया कृतम्